यदा कण्ठस्य श्रान्तता भवति उत उत स्वरस्य काठिन्यं भवति तदा वयं निमेषद्वयं स् तत्रैव स्थित्वा केवलं सङ्गीतवादनमेव कुर्मः यथा संवादिनीवादनं वाय्लिन् वादनम् एतादृशं कुर्मः येन अस्माकं कृते निमेषद्वयमवकाशः भवति तदा तथा च पुनः प्रस्तुतिकरणाय ध्वनिः सम्यक् भवति अन्यच्च वयं गानात् पूर्वं उष्णं जलं पिबामः तथा च तस्य रक्षणार्थं वयं शीतम् इत्यादिकं न खादामः आम्लं न खादामः मध्ये मध्ये जलं पातुम् अवसरः भवति तदा किञ्चित् जलं पीत्वा अग्रे गच्छामः तावत्पर्यन्तं सूत्रसञ्चालनमित्यादिकं प्रचलति तथा च ध्वनिरक्षणार्थं वयं लघुचाकलेहमित्यादिकं समीपे स्थापयामः येन कदाचित् कण्ठः शुष्कः भवति तर्हि तस्य सेवनं कृत्वा वयं तत् रक्षितुं शक्नुमः तेन सहजतया अस्माकं ध्वनिः कण्ठः च सुरक्षितः तिष्ठति गानसमये काठिन्यं न जायते यदा एतादृशी स्थितिः भवति यदा ध्वनिः अवरुद्धः तदर्थं वयम् औषधं स्वीकृत्य अथवा उष्णजले जलपानेन तत् निराकर्तुं शक्नुमः येन श्रान्तता अपि भवति चेदपि वयं गातुं सम्यक्तया शक्नुमः